मम नाम कुमारः ग्रामीणसमुदाये ये वसन्ति जनाः विशिष्य युवानः ते स्वकीयं यत् कृषिकार्यं वर्तते तत्कार्यं जीविकात्वेन मन्यन्ते यतोहि आबाल्यादारभ्य ते तत्रैव जीवनं कुर्वन्ति एकम् अनन्तरं कृषिकार्येन अथवा कृषिक्षेत्रेण सह तेषां अत्यन्तनिकटतमसम्बन्धः भवति अतः ते किम् इच्छन्ति इति चेत् स्वकीय ग्रामे एव भूत्वा स्वकीयं कृषिक्षेत्रं यत् वर्तते तत्र कार्यं कुर्वन्तः ते अग्रे गन्तुम् इच्छन्ति अनन्तरं च ये तत्र विद्यमानाः युवकाः यदि अध्ययनं कृत्वा अध्ययने प्रतिपादितानां नूतनकृषिकार्यसम्बद्धानां मार्गाणाम् अन्वेषणं परिशीलनं च कृत्वा तदनु यदि कृषिकार्यं कुर्वन्ति तर्हि उत्तम फलितांशाः आनयतुं शक्याः यतोहि येषु दिनेषु टेक्नालजी इत्यस्य महान् प्रभावः वर्तते यदि कश्चन कृषकः नूतन टेक्नालजी यत् वर्तते तद् स्वीकृत्य तद् आधारेण च यदि कृषिकार्यं करोति तर्हि बहु तत्र सस्यवर्धनं अथवा प्रकृतिसम्बद्धाः प्रकोपाः यदा किमस्ति झञ्झावातो वा भवतु अथवा अकस्मात् विपत्तयः वा भवन्तु नाम एतादृश प्रद् एतादृशसन्दर्भे ते स्वकीयसस्यस्य स्वकीयकृषिक्षेत्रस्य टेक्नोलजी माध्यमेन कदा वृष्टिर्भवति कदा आतपः अधिकः भवति कदं करणीयं इत्यादिकं सर्वम् अपि पूर्वसिद्धतां कृत्वा प्रीप्लानिङ्ग् कृत्वा ते अग्रे गन्तुम् अर्हन्ति अग्रे कर्तुम् अर्हन्ति तस्मात् कारणात् ग्रामीणाः युवकाः सम्यक् अध्ययनं कृत्वा तदनु स्वकीय कृषिक्षेत्रस्य विषये यदि अवधानं यच्छन्ति तर्हि अस्माकं देशस्यापि संरक्षणं भवितुम् अर्हति यतोहि जय किसान् इति वर्तते यतोहि कृषकः सम्यक्तया भवति चेदेव देशे जनः आनन्देन भवितुम् अर्हति तर्हि सर्वे उद्योगार्थं विभिन्नेषु नगरेषु गच्छन्ति तर्हि ग्रामीणक्षेत्रे विद्यमानं यत् सस्यक्षेत्रम् अस्ति तत् अन्ततोगत्वा निरुपयोगं भवति अतः ग्रामीणयुवकाः विशेष तत्र उपरि नाम कृषिक्षेत्राणां विषये तत्र अवधानं देयं जीवकात्वेन स्वीकर्तुं शक्यते नाम येषु दिनेषु साफ्ट्वेयर् मध्ये वा अन्येषु क्षेत्रेषु उद्योगः इति यः विषयः अत्यधिक नाम किम् इत्युक्ते प्रभावं तत्र दृश्यते नाम फेशन् इति रीत्यां तन्नास्ति नाम कृषिकार्यम् अपि येषु दिनेषु प्रभावपूर्णत्वेन फेशन्रीत्या यदि वयं स्वीकुर्मः उत्तमं कार्यं सम्पादयितुं शक्यते न केवलं ग्रामीणाः एव अपि च नागरिकाः अपि कृषिकार्यं कृत्वा तत्र अग्रे गन्तुं शक्यते तदर्थं बहु चिन्तनं करतुं शक्यते तदर्दं अग्रे गन्तुम् अपि शक्यते टेक्नालाजी द्वारा वैज्ञानिकपद्धत्या कृषिकार्यं यदि कुर्वन्ति तर्हि उत्तम फलितांशानां प्राप्तिः भवितुम् अर्हति इति मम अभिप्रायः